मम क्षेत्रे अनेकाः प्रश्नाः न सन्ति अतः अनेकः इदानीं केचन प्रश्नानि अपि दृश्यन्ते आक्सिडेण्ट् इत्यादिविषयाः तदा मोचनादिविषयाः इदानीं केचन प्रश्नानि अपि दृश्यन्ते प्रश्नाः सन्ति चेत् तत्समये पोलिस् आगत्य यदा क्रमः तस्य परिहारमपि दृश्यते क्रि परिहारमपि क्रियते प्रधानतया एक्सिडेण्ट् विषयाः एव अत्र दृश्यते अस् अत्र केरलायाम् ए ऐ क्यामरेव क्यामरा वर्तते अत्र ए ऐ क्यामरायां के के सीट् बेल्ट् न धरन्ति तदा वाहनसमये फ़ोण् मध्ये संसारः क्रियते तदा हेल्प्मेण्ट् न धरन्ति तेषां प्रति केचन फ़ैन् क्रियते तदेव प्रधानतया मम क्षेत्रे दृश्यते इदानीं केचन प्रश्नानि अपि दृश्यते